अहं मुच्चिन्तल्तः चिल्कूर् बालाजि मन्दिरं गन्तुम् इच्छामि तदर्थम् अहं कार्यानं बुक् कृतवती सः वाहनचालकः अहं सार्धदशवादने बुक् कृतवती परं अधुना द्वादशवादनं जायमानमस्ति अधुना पर्यन्तं सः चालकः न आगतवान् अतः अहं स्व तत्र मन्दिरगमनमेव निरस्तं कृतवती अतः वाहनस्यापि निरस्तम् अकरवम्